स्थानीय अर्थाव्यवस्थायै समुदायमाध्यमाः किं योगदानं यच्छन्ति

अथवा कम्युनिटी सो कम्युनिटि चानल्स् अथवा सोशल् मिडिया याः उपयोगे उपयोगेन भिन्नभिन्नाः नूतनाः अवकाशाः तु भवन्ति एव अर्थाव्यवस्थायै तु साक्षात् प्रभावः प्रायः न भवेत् किन्तु यथा बहवः जनाः एतस्य प्रयोगं कुर्वन्ति उपयोगं कुर्वन्ति तथा अस्माकम् आड्वटैसिङ्ग् इति भवति किल प्रसारार्थं यत् धनं भिन्नभिन्नायै संस्थायै ते अर्पयन्ति तत्र तु तत्र तु प्रायः वर्धनं भवति तत्र तु प्रायः अर्थव्यवस्था रीत्या वर्धनं दृश्यते